यदा अहं बहु बैकिंग् प्रवासं कृतवान् तस्मिन् समये सुन्दरपरिसरः दृष्टवा एतद् मम समीपे भवितव्यं एतत् पिक्चर् इति छायाचित्रं स्वीकृतवान् तस्मिन् प्रदेशस्य एवं एवं कृत्वा एव मम छायाचित्र चित्रणं अभिरुचिः जातं एवं कृत्वा अनन्तरं शनै शनैः छायाचित्रं गृहितव्यम् इत्येव अहं बहु स्थानानि अटितवान् अनन्तरं एकं क्यामेरा अपि स्वीकृतवान् एवं कृतवान्